मम प्रदेशस्य प्रधानः सांस्कृतिकः उत्सवः वर्तते सूर्यषष्ठिः रामनवमी च सूर्यषष्ठ्यां जनाः भगवतः सूर्यस्य उपासनां कुर्वन्ति यतोऽहि आरोग्यम् इच्छेत् भाश् भास्करात् इति अभियुक्तानाम् उक्तिः वर्तते अतः आरोग्यम् अस्मद् देशीयानाम् अथ च अन्तर्देशीयानाम् अर्थात् वैदेशिकानाम् अपि इष्यते ये आरोग्यं प्राप्तुम् इच्छन्ति तैः अवश्यं भगवतः भास्करस्य उपासना कर्तव्या अथ च राब् रामनवमी अपि अस्माकं प्रदेशस्य उत्सवः वर्तते अस्मिन् उत्सवे भगवतः रामस्य अस्माभिः पूजनं क्रियते यतोऽहि भगवान् रामः मर्यादापुरुषोत्तमः वर्तते भगवता रामेण मर्यादायाः रक्षणं कृतं वर्तते अतः भारतीय संस्कृतौ मार्तण्डरूपेण भगवान् रामः राराज्यते